अस्माकं प्रदेशे सामान्यतः कर्नाटके एव इति न समग्रे भारते नास्ति तादृशः कश्चन सांस्कृ सामाजिकः कार्यक्रमः चलति वर्षद्वये एकवारं बेडरवेष इति तत्र सिर्सिनगरे एव सामान्यतः अधिकतया प्रचलितमस्ति तस्मिन् समये होलिकापर्वतः पर्वतः पूर्वम् पञ्चदिनेभ्यः आरप्स्यते रात्रौ प्रतिनगरं तत्र न महानगरे प्रतिनगरं कश्चन वेषधारी भवति तस्य नृत्यं गीतं गीतमधिकतया न भवति वाद्यानां अब्बरः भवति तत्र घोषः भवति तेन सह नृत्यं कुर्वन् प्रतिमार्गम् अटति सः कश्चन विशेषः कार्यक्रमः होलिकापर्वदिने अस्माकं होलिकायाः दहनं भवति अनन्तरं वर्णानां क्षेपणम् इत्यादि भवति एतत् किमस्ति इत्युक्ते आदौ अस्माकं बाल्ये किम् आसीत् वयं दूरतः पश्यामः स्म अस्मिन् काले भिन्नभिन्ननगरे भिन्नभिन्नदेशे वसन्ति तस्मिन् समये विरामं स्वीकृत्य तद् द्रष्टुम् आगच्छन्ति